संस्कृतभाषायाः या वर्णमाला अस्ति तत्र यः वर्णक्रमः निर्धारित वर्तते सः वैज्ञानिकः तार्किकः च अस्ति प्रकृतितः सर्वेभ्यः मानवेभ्यः यत् उच्चारणतन्त्रं प्राप्तम् अस्ति तस्य अनुसरणं कृत्वा तत्र वर्णमालायां वर्णानां क्रमः निर्धारितो वर्तते उच्चारणतन्त्रस्य अनुसारम् अकारस्य उच्चारणं प्रथमं भवति अतः वर्णमालायाम् अकारः प्रथमः वर्तते एवमेव व्यञ्जनवर्णेषु ककारस्य क्रमः पूर्वचकारस्य च क्रमः पश्चात् वर्तते तस्यापि कारणम् इदमेव अन्यासु भाषासु या वर्णमालाः सन्ति तत्र एतादृशः तार्किकवैज्ञानिकश्च क्रमः कदाचित् न मिलति पुनः संस् कम्पूटर् लेङ्ग्वेज् इति यद् वदामः तदपि संस्कृतभाषाय् भाषायां विद्यमाना पाणिनीयव्याकरणम् आधारीकृत्य एव अस्ति इति मे मतिः